बाल्यकालादेव अहम् ऐस् हाकि क्रीडाः क्रीडिताः अस्माकं केन्द्रीयशासितप्रदेशे लेह्लद्दाक् क्षेत्रे शीतकालेषु सिन्धुनद्याः जलम् अति शैत्याधिक्यात् हिम् हिम्मतिः जायते तस्य उपरि ऐस् हाकि इत्यस्य क्रीडाः क्रीडन्ति ऐस् हाकि इत्यस्य क्रीडायाः विविधाः नियमाः सन्ति तत्र केवलं सप्तजनाः क्रीडितुं शक्नुवन्ति ऐस् हाकि क्रीडाक्षेत्रं ऐस् हाकि रिङ्ग् नाम्ना ज्ञायते यद्यपि ऐस् हाकि शीतक्षेत्रेषु क्रीडति यथा केनेडा ज्यपेन् स्विट्ज़रलेण्ड् तावेन् इत्यादिषु देशेषु क्रीडन्ति